मम प्रदेशे एकः विशेषः आचरणं भवति किम् इत्युक्ते काण्टम्प्ररि युवती युवानां युवकानां काण्टम्प्ररी अनुष्ठानं करोति विश्वविद्यालये पठनं वा तादृशं सर्वं कुर्वन्ति एव किन्तु यदा अस्माकम् उत्सवः समये सर्वं मिलित्वा अस्माकम् एल्डर्स् किं कृतवन्तः तादृशम् एव चा चलन्ति तद् एकः महासन्तोषस्य विषयः काण्टम्प्ररी एण्ड् ओल्ड् ते आचरन्ति इदानीं या मर्यादा ते इदानीं रेस्पेक्ट् कुर्वन्ति द ड्रस् विषये अपि यदा ते इदानीम् तेषां विषये चलन्ति तस्मिन् समये जीन्स् वा अन्य ब् वस्त्राणि धरन्ति एव किन्तु गृहे विशेषः आगच्छन्ति फ़ेस्टिवल्स् इत्यादि समये पूर्वम् अस्माकम् एल्डर्स् किं कृतवन्तः तादृशं कर्तुम् इदानीं ते इन्ट्रस्ट् दे शो इन्ट्रस्ट् इन् दाट्